अस्माकं प्रदेशे सस्यानां विक्रयणं न भवति पूगीफलम् इति भवति किल तस्य विक्रयणं भवति तत्कर्तुं एकं किं संस्था अस्ति संस्थायाः द्वारा एव तस्य विक्रयणं भवति अतः तत्र तेषां शोषणं किमपि न भवति ते साहाय्यम् एव कुर्वन्ति परन्तु तत् तत्र लाभादिकं ते अपि स्वीकुर्वन्ति मध्ये किं तेषां कार्याणां भारं कृते कियत् इति ते ते किञ्चित् स्वीकुर्वन्ति संस्थायाः द्वारे भवति चेत् हानिः न भवति किञ्चित् अनुकूलं ग्रामीणजनानां वा कृषकाणाम् एतद् आनुकूल्यम् एव भवति अत्र प्रैवेट्मध्ये अहं प्रेषयामश्चेत् तत्र काठिन्यं भवति तत् संस्थायाः द्वारे किमपि एतादृशं न भवति